मम समीपस्थनगरे तावत् कश्चन देवालयः वर्तते मल्लिकार्जुनदेवालय इति तस्य देवालयस्य क्वचित् विशेषः वर्तते किं नाम तत्र श्रीशैलतः गमनकाले नन्दीकोल इति कश्चन विशेषः आगतः नन्दीकोल यदा कर्बगुड्ड्यां भवति तदानीं लघुरूपेण भवति जात्राकाले तं नन्दीकोलं बहि आनयन्ति यदा बहि आनयन्ति तदानीं स्वयं वर्धते नाम बृहज्जायमानं भवति इति कश्चन विशेषः एतद् मम प्राचीनजनाः नाम मम पितामहः मातामहः इत्यादयः वदन्ति स्म एवं रूपेण तत्र जात्रामहोत्सवः बहु बृहद्रूपेण भवति त तद् जात्रां द्रष्टुं भहवः समीपस्थविद्यमाननगरे अथवा कश्चन बहिः राज्यात् बहिः राज्याद्वा बहिर्जिल्लात् वा आगच्छन्ति बहवः द्रष्टुम् आगच्छन्ति तत्तु कश्चन विशेषः अस्माकं मम समीपस्थग्रामे देवालयस्य एवं विशेषः वर्तते पुनः ग्रामान् गच्छामि किमर्थं नाम तत्र ग्रामाणां मध्ये तावत् वातावरणं सम्यक्तया भवति वातावरणं सम्यक्तया नाम इति चेत् इदानीं वृक्षाः बहु बहुवृक्षाः भवन्ति गार्डन् इत्यादिकं तत्र उद्या उद्यानवनम् इत्यादिकं भवति अतः तत्र यदा गच्छामः अस्माकम् आरोग्यं स् आरोग्यक्लेशाः न भवन्ति आरोग्यसमस्या समस्या न भवति सम्यक्तया वयं श्वासोछ्वासम् इत्यादिकं सम्यक्तया कुर्तुं शक्नुमः इत्यतः ग्रा ग्रामः अन्यस्मिन् ग्रामं प्रति गच्छामि तथैव तत्र समीपस्थग्रामे तावत् जनाः क्रीडाः आयोजिताः भवन्ति तत्र क्रीडाः नाम क्रिकेट् वालिबाल् कबड्डि खोको एतादृशाः क्रीडाः तत्र आयोजयन्ति तदानीं तत्र वयम् अस्माकं ग्रामतः तत्र क्रीडितुं गच्छामः इति विशेषः तत्र क्रीडितुं गच्छामः चेत् सम्यक्तया उत्साहः भवति सन्तोषः भवति अस्माकं कृते अपि तेषां कृते अपि सन्तोषः भवति इत्यतः अहं समीपस्थग्रामं प्रति गच्छामि इति